शिक्षाऋणस्यविषये जानामि किञ्चित् यतः मम परिचिताः बहवः तत् ऋणं स्वीकृत्य उच्चशिक्षणं प्राप्तवन्तः भारते उच्चशिक्षणार्थं बहवः शिक्षाऋणं वित्तकोषतः स्वीकुर्वन्ति तस्समाप्य वर्षद्वयाभ्यन्तरे उत्तमम् उद्योगं प्राप्य ते ऋणं प्रत्यर्पयन्ति च एवमेव बहवः विदेशं गत्वा विशेषतया अमेरिकां ये गच्छन्ति ते तु निश्चयेन शिक्षाऋणं स्वीकुर्वन्ति तत्र एकवर्षद्वयस्य वा वर्षत्रयस्य उच्चशिक्षणं प्राप्य तत्र उत्तमम् उद्योगं ते प्राप्नुवन्ति एव प्राप्य ते ॠणं प्रत्यर्पयन्ति एतत्तु एकम् स् अस्माकं समाजे एकम् उन्नतस्थरं प्राप्तुम् उत्तमशिक्षां प्राप्य अग्रे गन्तुम् एकः उत्तमः अवकाशः अस्ति